अद्यतन काले माध्यमानां स्वातन्त्रविषये अभिप्रायः इति पृष्टम् अभिप्रायः किमस्ति स्वातन्त्रता माध्यमानां स्वतन्त्रता तु इदानीं बहु अधिकमेव अस्ति तत्र सर्वत्र जनाः स्वतन्त्रता स्वतन् स्वातन्त्र्यी भूत्वा एव किमपि लिखति किं किं ते लिखितुं शक् किं किं ते लिखितुं शक्नोति तत्सर्वं ते लिखन्ति तत्र सर्वं सर्वं समाचारानां प्रतिपादनं भवति वा स् समाचाराः प्रिण्टिङ्ग् भवति वा इति तु वयं वक्तुं न शक्नुमः वयं कुत्रापि स किं वदामः करेक्ट् करेट् इत्युक्ते निश्चितं मम प्रान्ते आफ़ीस् मध्ये गच्छामः चेत् तत्र वयं स्वतन्त्रतारूपेण लिखितं सर्वान् समाचारान् विषये सम्पादनस्य विषये वक्तुं शक्नुमः प्रष्टुं शक्नुमः तर्हि एव ते ते इच्छन्ति चेत् प्रिण्ट् कुर्वन्ति मुद्रणं कुर्वन्ति नो चेत् न इति वदति तत्र पूर्णं पूर्वं पूर्वकालतः इदानीं प्राचीनकालतः कं तुलनां कुर्मः चेत् इदानीं तु किञ्चित् सुलभमेव भवति किम् इत् किमर्थम् इत्युक्ते इदानीं सर्वं सर्वं सर्वं वयं दूरवाण्यां वा सङ्गणके वा द्रष्टुं शक्नुमः बहवः सर्च् इञ्जन्स् अपि सन्ति गूगल् अस्ति सिरि सर्वम् अस्ति सर्वत्र वयं विचिन्त्य विचिन्त्य सर्चिङ्ग् कृत्वा समाचारं किमपि लिखितुं शक्नुमः पुनः पुनः प्रतिपादनमपि कर्तुं शक्नुमः अतः सुलभतया एव कर्तुं शक्नुमः स्वतन्त्रता तु अस्ति एव माध्यमानां स्वतन्त्रता इदानीम् पूर्वतनं तु कालस्य तुलनायाम् अतिसरलमेव अस्ति एषु दिनेषु दर्शयमानाः सर्वाः वार्ताः सत्यं सत्यं वा इति मन्यसे वा इति अन्या प्रश्नः अस्ति अत्र न पूर्णतया तु एषु दिनेषु दर्शयमानाः सर्वाः वार्ताः सत्यं नास्ति इति मम चिन्तनं बहु अधिकं किं वदामः एग्ज़ाग् एक्साग्जुरेशन् भवति इत्युक्ते वर्धनं वर्धापनं कृत्वा एव ते प्रदर्शयन्ति इति मम चिन्तनम् पूर्वकाले अपि एतादृशानि समाचारः एतादृशानि किं वदामः टापिक्स् दर्शयमानाः नासन् न आसन् पूर्वं किमर्थम् इत्युक्ते तत्समये पापुलेशन् अपि अधिकं न आसीत् जनसङ्ख्या अधिकं न आसीत् इदानीं जनसङ्ख्या अपि बहु अधिकम् अभवत् अनन्तरं सुलभतया सर्वं सर्वं सर्वे सर्वत्र सर्वं द्रष्टुं शक्नुवन्ति गूगल् मध्ये वा ट टि वि मध्ये वा फ़ोन् दूरदर्शने वा दूरं दूरवाण्यां वा सर्वत्र अतः अतः जनानाम् आकर्षणार्थं जनान् आकर्ष आकर्षनार्थमपि बहु अधिकमेव एक्सागरेशन् भवति बहु अधिकं किं वदामः एक्स्पान्शन् भवति अतः सर्वं सत्यम् इति वक्तुं न शक्नुमः किञ्चिदेव सर्वम् अस्ति किञ्चिदेव सत्यमस्ति अधिकम् अधिकम् एक्सागरेशन् कृत्वा एव ते प्रदर्शयति इति मम मनसि अस्ति अहं मन्याम् अहं तस्य चिन्तयामि परन्तु इदानीं किञ्चित् सरलतया एव समाचारः समाचारः सर्वान् समाचारान् बहु वयं जनाः जनान् प्रदर्शयितुं शक्नुमः सरलतया धन्यवादः